मम राज्ये प्रसिद्धः कलाप्रकारः यक्षगानम् अस्ति अयं कलाप्रकारः वंशपरम्पराद्वारा वंशश्रेण्याम् अनुस्यूतम् अस्ति यथा पिता पुत्रं बोधयति सः पुत्रः स्वपुत्रं बोधयति अपि च गुरुमुखादपि अस्य कलाप्रकारस्य अध्ययनङ्कृते अध्ययनं क्रियते अतः अयं कलाप्रकारः वंशश्रेण्याम् अनुस्यूतः अस्ति अपि च यक्षगानं एकः रङ्गे नाटकवत् जनानां पुरतः अभिनीयते तत्र कथाश्च रामायणस्य महाभारतस्य श्रीमद्भागवतस्य च सन्ति रामायणं भारतं श्रीमद्भागवतञ्च अस्माकम् इतिहासं संस्कृतिं भूगोलञ्च बोधयन्ति अतः यक्षगानकलाप्रकारः अस्माकम् इतिहासस्य संस्कृतेश्च प्रतिफलनं करोति इति मन्ये